विपण्यां हस्तान्वितवस्त्रैः रेडिमेड् वस्त्राणि भिद्यन्ते यद्यपि रेडिमेड् वस्त्राणां महती विपणिः वर्तते तथापि जनाः निट्टेड् अथवा निट्टेड् अथवा हस्तनर्मितानि निर्मितानि वस्त्राणि क्रेतुम् इच्छन्ति किमर्थमिति चेत् हस्तनिर्मितानि वस्त्राणि बहु सम्यक् अस्ति रेडिमेड् वस्त्राणि सम्यक् नास्ति झडी कष्टं भवति